हरि ओम् शान्तिसागर् उपाहारमन्दिरं वा हा अस्तु भवतां भवतामापणे सम्यक् उपाहारः लभ्यते इति विषयः ज्ञातः अस्तु मह्यम् अधुना चित्रान्नं तथा दोसा च अपेक्षते मार्गः मुधोल् नगरम् शिवाजि सर्कल् तत्र प्रथमः मार्गः

सम्यक् स्यात् धन्यवादाः